हरिः ओम् हरिः ओम् नमस्ते हा चोदन् शिकिरे भवान् मिनि होटेलस्य अधिकारी वा हा अहं अद्य प्रभाते ततः भोजनं स्वीकृतवती पार्सल्रूपेण अत्र वा बाष्पा अपूपः चणकः इत्यादिकम् आसीत् चणकं सम्यक् नासीद् हा ह्यः ह्यस्तनदिनस्य यदि अहं चिन्तयामि भोक्तुम् आ किं एवं नासीद् मया यद् स्वीकृतं तद् सम्यक् नासीद् इति मम आवेदनम्

अहं गृहमागत्य एव तस्य उद्घाटनं कृतवती तस्मात् पूर्वं तमधिकृत्य ज्ञानं नासीत् इदानीं किं करणीयम् न न न न न अधिकं समयं न आसीत् न स्वल्पं समयानन्तरमेव भोजनं देवृतवती तस्मिन् उष्णमासीद् त तथापि तस्य गुणं नासीद् रुचिभेदः आसीत् नासीद् भोजनाय सम्यक् नासीद् इति तस्मात् इदानीं किं करणीयं तस्य तस्य मौल्यं शुल्कं प्रति ददाति वा आम् अहमिदानीमेव तत्र आगमिष्यामि भोजनमपि आनयिष्यामि तद् दर्शयितुं ह मौल्यं प्रतिदातव्यम् अस्तु अस्तु धन्यवादः धन्यवादः